मम नाम तपनः मम पितुः नाम हेमन्तः मम ग्राम सम्पूर्णतया ग्रामेव अस्ति अहं ग्रामेव अधितवान् प्रथमकक्षा तः पञ्चमी कक्षा पर्यन्तम् अनन्तरम् अहं मम ग्रामात् द्वाविंशति किलोमीटर् दूरे एकः विद्यालयः अस्ति तद् संस्कृतविद्यालयः अस्ति ललिता अनन्त ऋषिकुलसंस्कृतविद्यालयः अहं तत्र षष्टिकक्ष्यातः दशमिकक्ष्यापर्यन्तं पठितवान् तत्रापि उपशास्त्री शास्त्री एवं समाप्य पुनः राष्ट्रियसंस्कृतसंस्थान् नवदेल्ली सदासी रणबीर् परिसर् जम्मू मध्ये अहं शिक्षाशास्त्रि कृतवान् तदनन्तरम् अहं पूर्याम् सेन्ट्रल् सान्स्क्रिट् युनिवर्सिटि सदासिब् परिसरे आचार्य समाप्य अहम् एक विद्यालये आसं विद्यालयानन्तरम् इदानीं अहं यतः संस्कृतभारति अक्षर् बेङ्ग्लूरे अहमिदानीम् ई भारति सम्पत् मध्ये कार्यं कुर्वन् अस्मि